पाककला केवलं महिलानां कृते अस्ति तस्य सर्वे अपि पुरुषाः अपि तस्य अस्ति गृहे कोपि नास्ति चेत् पुरुषाः ते करोति वा तर्हिः कोपि गृहे अस्ति तद् म मह्यं गृहे मम गृहे कोपि कार्यं करोति चेत् महिलाः करोमि बालिका मम गृहे अधुना मम श्वशुरः वैद्यचिकित्सालयमध्ये अस्मि गृहे कोपि नास्ति मया मम अपि सम्यक् रीत्या मम प्रकृतिः अपि सम्यक् नास्ति बालिकानां कृते अहं बालिका लघुबालिका अस्ति अहं वदामि बालिके श्वः तस्य भ्रातुः प्रातःकाले षड्वादने बहिः गच्छति तस्य क्लास् मध्ये तर्हि अद्य रात्रौ तस्य पाथेयपात्रमस्ति चेत् तस्य कृते करोतु किमपि चिवटिका अस्ति तस्य चाक्लेहम् अस्मि किमपि अस्ति चेत् करोतु तस्य जलमस्ति कूपिमध्ये जलं तत्रैव स्थापयतु अस्य बालिकाः उक्तवती किमर्थम् अहं बालिका अस्मि चेत् अहं करोमि किमर्थं भवान् अस्ति भवान् किं किं न करोति तर्हि मम भ तस्य बालिका अस्मि मम बालिका अस्ति तर्हि उक्तवती तत् किमर्थं सर्वे अपि कार्यं गृहमस्ति तत् सर्वे अपि कार्यं करोतु सिद्धः कार्यं करणार्थं सिद्धा अस्तु तर्हि किमर्थं महिला करोमि अहं तत्रैव तस्य सिद्धा नास्मि मम भिन्नं मम विषयः भिन्ना अस्मि तर्हि दायित्वम् अस्ति त महिलापि द महिला महिलायाः तस्य पुरुषः अपि द्वे अपि सम्यक्रीत्या कार्यं करोतु पाकशाला मध्ये